देवमूर्तीनां निर्माणार्थं कुत्रचित् पाषाणानाम् उपयोगः भवति पुनः मृत्तिकायाः अपि उपयोगः भवति पाषाण्निर्मिताः मूर्तयः बहुकालं यावत् तिष्ठन्ति पुनः मृत्तिकानिर्मितानि मूर्तयस्य स्थायित्वम् न भवन्ति यस्मिन् पूजां ते प्रतिमायाः विसर्जनं भवन्ति ताः प्रतिमा प्रायशः मृत्तिकायाः निर्मिताः भवन्ति दीर्घकालार्थं यासां मूर्तीनां निर्माणं भवति ताः मूर्तयः पाषाणेन निर्मिताः भवन्ति पाषाणेननिर्मिताः मूर्तयः सुदृढाः भवन्ति भारतवर्षस्य याः प्राचीनमूर्तयः सन्ति ताः प्रायः सर्वाः अपि पाषाणेन एव निर्मिताः सन्ति याः शहस्रेव वर्षेभ्यः भारतवर्षस्य संस्कृतिं प्रदर्शयन्ति